पशुपालने बहूनाम् आहाराणां वयम् उपयोगं कुर्मः तत्रापि विशेषतया नारिकेलफलस्य उपयोगं अधिकतया कुर्वन्ति तेषाम् आहारे बह् बहव् बहूनां हरितवृक्षाणामपि उपयोगं कुर्वन्ति यत्किमपि गुडः इत्यादिकम् अस्ति तेषाम् उपयोगः तेषां स्वास्थ्यं सम्यक् कथं भवति इत्यस्य कृते गुडः इत्यस्य उपयोगं वयं कुर्मः एतत् आहारे अधिकतया दातव्यम्